नमस्कारः अद्य प्रभातः भवतः होटल् तः प्रभातभोजनम् पठितवान् यथा अहं गृहम् आगत्य भोजनं खादितवान् यदा अहं भोजनम् उद्घाटनं उद्घाटिवान् तदा भोजनेन दुर्गन्धः अभवत् तदा च भोजनस्य स्वादः मम कृते न सुस्वादः अभवत् भवान् उक्तवान् यत् भवता पाचकशालायाः प्रति ध्यानं अनेन कर्तव्यं न केवलं भवता समादानं तः आवश्यकता यत् विषये आगच्छं गृह ग्राहकानाम् अपि एतादृशी त्रुटिः न कर्तव्या तथा च यदि एतत् एवं गच्छति तर्हि अहम् उपभोक्त्रं कम्पनीं कार्यक्षमता न तु केवलं यत् अहम् अपि अद्य वेतनं धनं प्रतिधानं प्रति दातुम् इच्छामि